हरिः ओम् अजयः निर्नळ्ळीतः आरती टूरिष्ट् खलु परह्यः मया केब् बुक् कृतमासीत् हुबळीपर्यन्तम् दश नववादने एव आगन्तुम् उक्तवान् आसम् इतोऽपि नागतं सार्धनववादनमभूत् मम हुबळीमध्ये कानिचन कार्याणि सन्ति तत् समाप्य गन्तव्यम् एकवादने लोकयानं ट्रेन् अस्ति अयोध्यां प्रति यदि विलम्बः भवति कार्याणि समाप्य गन्तुं न शक्यते किम् अभवत् चालकः इतोपि नागतवान् यदि नागच्छति सूचनीयं खलु भवद्भिः समस्या जाता इति पश्यन्तु इतोपि द सार्धघण्टाभ्यन्तरे नागच्छति चेत् मया यत् अत्र अन्यत् यानम् अस्ति लोकयानम् अत्र अस्माकं ग्रामीणः एकः अस्ति तेन सह गच्छामि अस्तु धन्यवादः